अस्माकं प्रदेशे पर्यटनेन बहवः आर्थिकावकाशाः निर्मिताः सन्ति तत्र यदा पर्यटनं भवति चेत् तदा तत्र आपणादिकं स्थापयित्वा व्यापारं कर्तुं शक्नुवन्ति जनाः तथा च पर्यटकैः सह ममापि अनुभवः ममापि अनुभवः बहु वारं जातं तथा च अधिकांशानां पर्यटकानां साकं मम साधुः एव अनुभवः जातः ते साधुप्रकारेण एव वार्तालापं कुर्वन्ति व्यवहारं कुर्वन्ति अतः साधुः अनुभवः एव जातः तैः अपि प्रशंसितं यत् भवतः प्रदेशः बहु सुन्दरमस्ति अत्र आगन्तव्यम् अस्ति प्रतिवर्षम् अत्रत्यः जनाः बहु साधुजनाः सन्ति एवं ते वदन्ति चेत् तदा अस्माकं मनसि अपि उल्लासः भवति प्रसं किमपि शान्तिः अनुभूयते